मया वस्तुद्वयम् आण्लैन् माध्यमेन आर्डर् कृतवान् परन्तु एकम् आगमने एव नाशं जातम् अतः मया इदम् उपयोक्तुं न शक्यते अतः अहं प्रत्यर्पयामि धनम् मम धनं प्रत्यर्पयतु